हरिः ओम् महोदय अहं भवतः ओलाकार्यानं माध्यमेन सम्प्रति पर्यटनं कृतमासीत् यदा अवतरणं कृतवान् तदा भवतः ओलाकार्यानमध्ये मम स्यूतं नष्टम् इति मन्ये स्यूते बहूनि आवश्यकानि वस्तूनि सन्ति यथा दूरभाषप्रयोगपुस्तिकाधनम् इत्यादिकं यदि भवान् तत्सर्वं मम माम् निकषाव मम मया सह सम्बन्धं कृत्वा प्रत्यावर्तनं करिष्यति तर्हि अहं भवतां निकटं भवतां निकटम् अत्यन्तम् उपकृतः भवामि